भारते बहवः क्रीडाः प्रसिद्धाः सन्ति तत्र कबड्डि वालिबाल् खोखो फ़ूट्बाल् ह्याण्ड्बाल् पुनश्च क्रिकेट् इत्यादि भारते प्रसिद्धाः क्रीडाः भवन्ति पुनश्च केवलम् ग्रुप् क्रीडा एव नास्ति वैयक्तिक क्रीडा अपि भवन्ति जाव्लिन् त्रो डिस्कस् त्रो रण्णिङ्ग् हण्ड्रेड् मीटर् रण्णिङ्ग् टू हण्ड्रेड् मीटर् रन्निङ्ग् तौसेण्ड् फ़ैव् हण्ड्रेड् मीटर् रन्निङ्ग् मेरातान् रन्निङ्ग् अपि भवति एत् एताः सर्वाः क्रीडाः भारते प्रसिद्धाः क्रीडाः इति नाम्ना उच्यते प्रसिद्धानां क्रीडानां विषये वयं किं वदामःप्रसिद्धाः क्रीडाः एव सन्ति कब्बड्डि हाकि अस्माकं भारतस्य क्रीडा वर्तते सा स् तस्य क्रीडायां ध्यानचन्दः इत्यस्य बहु योगदानम् अस्ति सः अस्माकं कृते ओलम्पिक्मध्ये सः गोल्ड् मेडल् अस्माभिः दत्तवान् अस्ति किमर्थं तस्य नाम भवति चेत् सः एव तस्य क्याप्टन् आसीत् अतः ध्यानचन्दः मेजर् ध्यानचन्दः एव अस्माकं हाकि मान्त्रिकः अपि इति वदन्ति क्रीडाः बहवः सन्ति तत्र कब्बड्डि अस्माकं मृतिकक्रीडा इति अपि वक्तुं शक्यते मण्णिन आट इति कन्नडे वदन्ति तादृशं मृत्तिकक्रीडा कब्बड्डि इति वयं गर्वेण वक्तुं शक्नुमः